अस्माकं वाङ्मयस्य आधारः एव संस्कृतं तद्विना सांस्कृतिकपरम्परा कुत्रापि न भवति अतः अस्माकं राज्यस्य सांस्कृतिकपरम्परायाः परिरक्षणे संस्कृतस्य योगदानं महद्वर्तते ये च सांस्कृतिकपरम्परायां विद्यमानाः ते संस्कृतस्य अथवा सांस्कृतिकविचारः प्रतिपाद्यमानग्रन्थानाम् अध्ययनं कर्तव्यं तेन इतोपि सांस्कृतिक परम्परायाः मूलं अस्तित्वे दृढता भवति तत्र कोपि संशयस्य लेशोपि न भवति तादृश योगदानं संस्कृतस्य सर्वदा भवति इति अहं भावयामि